अहं एम् आर् पि एल् संस्थायाम् आपरेषन् विभागे प्रबन्धकः अस्मि अत्र शिलाजतैल पेट्रोलियम् आयिल् तस्य शुद्धीकरण शुद्धीकरणं भवति प्रायः पञ्चसहस्रजनाः अत्र कार्यं कुर्वन्तः सन्ति एल् पि जि पेट्रोल् डीसिल् ए टि एफ् पालिप्रपुलिन् पेट्कोक् इत्यादयः अस्माकम् उत्पन्नाः डि सि एस् इति व्यवस्था अस्ति तत्र नियन्त्रणार्थे तत्र स्थावरस्य नियन्त्रणं भवति शुद्धीकरणस्य अनन्तरं तस्य विक्रयणं भवति एतत् केन्द्रसर्वकारस्य अधीने अस्ति अस्माकं संस्था